अस्माकं ग्रामे पृष्ठवेदनायाः चिकित्सायाः लोकप्रियाः गृहोपचाराः सन्ति तेषां च नाम नाम अहं कथयामि एकः वर्तते गोपीनाथिति अपि च ते केरळाप्रदेशतः बहूनि वस्तूनि आनीतवन्तः आनायितवन्तः आनीतवन्तः आनायितवन्तश्च ते च मसाज् इति यत्युच्यते किञ्चित् लेपनं कृत्वा तस्य उपरि हस्तेन सम्यक् किञ्चित् घर्षणपूर्वकं यद् क्रियते तद् मसाज् इत्युच्यते तत् यथा प्रकारं यथा प्रकारं ते कृत्वा पृष्ठवेदनायाः चिकित्सां कुर्वन्ति ते च लोकप्रियाश्च वर्तन्ते तत्रैव एकम् अन्यद् वर्तते स् सुखायुः आयुर्वेदिकः इति तेपि केरळातः काष्ठस्य तत्र यः काष्ठः अपेक्षितः सै तस्मादेव काष्ठात् निर्माय यथा आकारं तत् निर्मि निर्मितवन्तः तत्र च एकम् स्नेहपूर्वकम् एकं चूर्णं कुर्वन्ति तत्र किं नाम अर्धदिनं यावत् तस्य घर्षणं कर्तव्यं भवति तदा एव तस्य औषधस्य बलं भवति एवञ्च इत्यादिकं सर्वं तत्र क्रियते इति